मम गृहम् मङ्गलूरुनगरे विजय् मध्ये अस्ति अत्र एकम् लघु उद्यानम् अस्ति तत्र भगवते पुष्पाणि अर्पयितुं अहं किञ्चित् सस्यानि लताः च स्थापितवती तेषां जलदानं मम अति प्रियकार्यः विविधवर्णपुष्पाणि दृष्टुं बहु सन्तोषाः भवति मनः प्रफुल्लितः भवन्ति भवति अस्माकम् उद्याने मल्लिका सेवन्तिका जिनिया इत्यादि बहूनि पुष्पाणि विकसन्ति नारिकेलं कदली इत्यादीनि अपि सन्ति उद्याने गत्वा किञ्चित् कालम् उपविषति चेत् काचिदपि काञ्चिदपि चिन्तान् विस्मरेत् परन्तु तत्र कीटानां बाधा बहु भवति केचन कीटास्तु कैरपि औषधमपि निवारितुम् अशक्याः एव सह एव मम चिन्ता यदा कस्यचित् सस्यस्य कीटवशात् मृत्युः भवति तदा तथैव दुःखमपि भवति मम पौत्राः अपि उद्याने मम सहायं कुर्वन्ति